हरिः ओम् महोदय वयम् एक विवाहार्थम् अस्माकं परिवारः गच्छामः तत्र ओला क्याब्मध्ये गन्तुम् इच्छामः तत्र मूल्यं कियत् भवति इति ज्ञातुम् अहं पृच्छामि चेत् वयं चत्वारः जनाः स्मः एवं चत्वारः जनाः गन्तुं कीदृशं यानम् आवश्यकं भवति तत्र तस्य यानस्य कृते कियत् मूल्यं भवति अस्माभिः सह किञ्चित् लगेज् अपि भारः अपि अस्ति चतुर्णां कृते यद् यानम् अस्ति तद् पर्याप्तं भवति वा नो चेत् बृहत् यानं नाम षड् जनाः वा सप्त जनाःवा गन्तुम् योग्यं यानं किमपि स्वीकर्तुं स्वीकर्तव्यं भवति वा किद् अनु की किम् अनुकूल्यं भवति वदन्तु एकवारम् द्वयोः मध्ये किय कियान् व्यत्यासः भवति एकः क्रोशः परिमितस्य कृते कति रूप्यकाणि आहत्य द्विशतरूप्यकेषु वयं सर्वे गन्तुं शक्नुमः वा नोचेत् षड् जनाः गन्तुं बृहत् यानं स्वीकुर्मः कृपया वदन्तु